ममकार्ये केनचित् चित्रकारेन अथवा चित्रशैल्या प्रेरणा प्राप्ता इति नास्ति सामान्यतः जीवनानुभवनेन एव एवं कार्यं करणीयम् एवं न करणीयम् इति सामान्यतः चिन्तनं भवति सामान्यतः अहं कार्यं द्रष्टुमिच्छामि नाम सत्कार्यं वा द्रष्टुम् इच्छामि कर्तुमपि इच्छामि एवं करणेन अस्माकं स्वभावः बुद्धिञ्च सत्कार्यरतः भवति सत्कार्यचिन्तनं भवति इति मम अभिप्रायः